सामाजिकमाध्यमलेखकाः के सन्तीति मम प्रदेशे तु सामाजिकमाध्यमेषु गिरीश्वनल्लि चिदानन्द भण्डारि प्रमोद् नायक् दीपालिसामन्त् मञ्जिनाथगांव्कर् वासुदेव शान्भाग एवं बहवः जनाः लिखन्तः सन्ति तथा छायाचित्रकाराः अद्यतनदिनेषु सर्वे जङ्गमदूरवाणिप्रयोगः कुर्वन्ति तत्कारणेन सर्वे छायाचित्राणि स्वीकुर्वन्ति तादृशाः पुरातनदिनेषु के छायाचित्रं स्वीकृता जनाः सन्ति तथा उन्नतसाधकः इति कोपि मम मनसि नास्ति